मम जीवने तत्र एकम् अभवत् अनुभवः स्वयम् अनुभवः कः इत्युक्ते एकवारम् अहम् आन्लैन् द्वारा ग्यास् स्टोव् आनीतवान् तत् स्वीकृतवान् तर्हि एकं स्वीकृतवान् तत् समीचीनं नासीत् भग्नाः अभवत् द्वितीयं तृतीयम् एवं चतुर्थमपि तत्र स्वीकृतवान् आन्लैन् द्वारा परन्तु तस्समीचीनं नासीत् किङ्कुर्मः यदि आपणङ्गत्वा स्वीकुर्मः चेत् तत्रैव व्यत्यस्थं कर्तुं शक्यते पुनः तत्र एव दत्वा धनादिकं पुनः स्वीकृत्य गन्तुं शक्यते परन्तु अत्र आन्लैन् द्वारा यदि स्वीकुर्मः इत्युक्ते किङ्कुर्मः पुनः तद्वस्तु यत् पुनः प्रत्यर्पणीयं भवति तथा अनुभवः मम अभवत् पुनः पुनः आन्लैन् द्वारा एव पुनः स्वीकृतवान् तत् पञ्चमवारं तत् किं भवत् समीचीनम् एकं ग्यास् स्टोव् आगतं तस्स्वीकृतवान् इति इदानीं मम मनसः समाधानमपि अभवत् तर्हि एवम् आन्लैन् द्वारा सर्वदा समीचीनं वस्तु आगच्छतीति वक्तुं न शक्यते कदाचित् दोषयुक्तं दोषपूरितवस्तुमपि आगन्तुमर्हति अतः वयं विविच्य आपणे एव स्वीकुर्मः चेत् तत् एव वरम् इति अहं मन्ये